अहं संस्कृतप्रेमी छात्रा अस्मि अतः संस्कृतस्य प्रसारप्रचारार्थं सर्वथा प्रयासं करोमि एव अहं यत्र अवसरः प्राप्यते तत्र संस्कृतस्य व्यवहारं करोमि मम प्रियसखीं तस्याः जन्मदिनस्य उपहाररूपेन एकं लेखं लिखित्वा दत्तवति आसं सा तु संस्कृतस्य छात्रा नासीत् तथापि सा बहु आनन्दिता अभवत् तदा आरभ्य संस्कृते तस्यै रूचिः आगता